भारतवर्षे द्विप्रकारकाः नर्तकाः भवन्ति प्रथमं तु ते सन्ति ये नाम पारम्परिकाः सन्ति ते यथा भरतनाट्यं मणिपुरि नृत्यम् अनन्तरं कथक् इत्यादिकं सर्वं कुर्वन्ति एवं च अन्ये सन्ति ते आधुनिकगीतानां गीताः स्वीकृत्य एव नृत्यं कुर्वन्ति ते एव बालिवुड्तः अतीव प्रभाविताः सन्ति यदा गृहे विवाहः भवतु वा फ़ङ्ग्शन् भवतु वा यत् किमपि भवतु ते तत्र आधुनिक गी गीता गीतानि स्वीकृत्य एव नृत्यं कुर्वन्ति इदानीं तु ब सर्वेभ्यः रोचमानानि गीतानि बहूनि सन्ति अहं दि द्वि त त्रयं वदामि यथा डोलारे अनन्तरं छोगाळतारा अनन्तरं तुज्मे रब्दिक्ता हे इत्यादि